ग्रामीणकृषौ कुशलकर्मकराणां चयने वा ग्रामे धारणविषये वा बव्ह्यः समस्याः सन्ति तत्र कर्मकराः किं किं कार्यं जानन्ति तेषु कुशलाः के इत्यपि न जानाति ते सम्यक् कार्यं कुर्वन्ति वा इति सर्वदा पार्श्वे स्थित्वा एव द्रष्टव्यम् पार्श्वे कोऽपि नास्ति चेत् ते कार्यं सम्यक् न करोति एव इदानीं तु विद्यावन्तः जनाः अधिकाः ग्रामे अस्ति सन्ति अतः ते कृषिकार्यं कर्तुं न इच्छन्ति एव एवमपि एकविध समस्या अस्ति इदानींतनकाले ग्रामीणपरिसरे दैनिकवेतनं तु पञ्चशतं वा तथा इतोऽपि अधिकं वा अस्ति एकैकस्य